अद्यत्वे अस्मिन् युगे बालकाः क्रिडां न इच्छन्ति माता क्रीडां क्रीडतु इति वदति चेदपि नाङ्गीकुर्वन्ति किमर्थम् इति चेत् अस्माकमपि बुद्धिः तथा परिवर्तनं जातमस्ति यद् ते ये बहिः गत्वा क्रीडां क्रिडा क्रीडामः इति वदन्ति चेत् मास्तु इति वदामः अन्तः एव गृहस्य अन्तः एव क्रीडतु इति वदामः इतोऽपि वदामश्चेत् बेङ्गळूरु नगरे बहिः क्रीडितुं स्थलम् एव नास्ति स्थलमेव अपर्याप्तम् अस्ति बहिः गृहात् बहिः गच्छामश्चेत् मार्गः एव भवति तत्र अतः स्थलमपि नास्ति अतः बालकान् क्रीडार्थं प्रेरयितुं किं कर्तव्यम् इति महान् विषयः वर्तते तत्र किं कर्तुं शक्यते इति चेत् वयमेव वक्तव्यम् एतद् दूरवाणी चरवाणी यदस्ति तत्रैव क्रीडां बहु इच्छन्ति बालकाः वयमपि तथैव किल आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः नास्त्युद्यमसमो बन्धुः कुर्वाणो नावसीदति इति अस्ति अतः कार्यं कर्तव्यं यद् अस्ति यत्किमपि वा भवतु कार्यं कृत्वा तत्र अस्माकं प्रे प्रेरणा भवति नो चेत् वयं चरवाण्यामेव बहु समयं व्यापयामश्चेत् तदपि अस्माकम् एतद् सन्तोषदायकं नास्ति इति वयं जानीमः तद् बालकानां कृते वक्तव्यं कथं वक्तव्यम् इति चेत् अत्र किम् अस्ति दूरवाण्यां किम् अस्ति चरवाण्यां किम् का का क्रीडा अस्ति इति सर्वप्रथमं प्रष्टव्यं तदनन्तरम् अत्र विद्यमाना या क्रीडा अस्ति ऐतिहासिकक्रीडा या अस्ति तत्र किं किम् अस्ति एकक्षणे भवन्तः अपि इत्युक्ते अभिभावकाः अपि मातापितरौ अपि तेषां कृते समयं दत्वा तेषां सकाशं क्रीडां क्रीडयित्वा एतत् कथं सन्तोषदायकम् अस्ति इति प्रयोगात्मकमाध्यमेन तेषां कृते अवबोधयितुं शक्यते इति तदपि एकम् अंशं वर्तते एवं तत्र लाभाः कति सन्ति एवम् ए एकवारं ते क्रीडन्ति चेत् तत्र विद्यमानः सन्तोषः अत्र कुत्रापि न वर्तते तदपि ते जानन्ति एवं तत्र क्रीडामश्चेत् आरोग्यमपि सुदृढं भवति तेन इदानीं विद्यमानं यत् कोविड् इत्यादिकाः रोगाः अपि दूरं गच्छन्ति इति वक्तुं शक्यते एतानि सर्वाणि सर्वविधकार्याणि अपि तेन सफलतया अस्ति इति सफलतया प्रयोक्तुं शक्यते इति वयं जानीश्चेत् एव तेषां कृते बोधनार्थम् अवसरं कल्पयितुं शक्यते वयमेव चिन्तनीयं यत् एषा क्रीडा या अस्ति तदेव महत्त्वम् अस्ति इति वयमेव आदौ चिन्तयित्वा तेषां कृते अवबोधनं प्रयोगात्मकम् अवबोधनं कुर्वन्ति चेत् अलम् इति मन्ये